आस्तिकदर्शनानि षड् भवन्ति न्यायवैशेषिकदर्शने साङ्ख्ययोगदर्शने पूर्वमीमांसा उत्तरमीमांसा च अत्र आस्तिकदर्शनम् इत्यस्य अर्थः ये वेदप्रामाण्यम् अभ्युपगत्य भारतीयपरम्परया यत् वेदेषु तत्त्वं जीवब्रह्माभेदरूपं प्रतिपादितम् अथवा ईश्वरः अस्ति इत्यादि विषये प्रतिपादनं कृतम् अथवा कर्मभिः विवक्षितविषयप्राप्तिः स्वर्गलोकादि प्राप्तिः इति यत् प्रतिपादितं तद्विषये श्रद्धदानाः ये भवन्ति तैः प्रणीतं दर्शनम् आस्तिकदर्शनम् इति उच्यते अन्यानि त्रीणि प्रधानतया नास्तिकदर्शनानि भवन्ति तत्र बौद्धदर्शनं चार्वाकदर्शनं जैनदर्शनञ्च इति त्रीणि दर्शनानि सन्ति किन्तु ते अपि स्वीयं स्वीयं तत्त्वं प्रतिपादयितुं अत्यन्तं समर्थतया शास्त्रं विरचितवन्तः तत्र कः विशेषः इत्युक्तौ एकत्र श्रुतिमूलकत्वं आस्तिकदर्शनेषु अन्यत्र तु अन्यादृशम् इति विशेषम् अहं भावयामि किन्तु द्वयोरपि अनयोः समूहयोः भारतीयतत्त्वशास्त्रे उपयोगः महान् दरीदृश्यते